अहं तु चित्रकलायाः विषये विशेषनैपुण्यं प्राप्तवान् तत् कथम् इत्युक्ते मम शिक्षकाः तत्सर्वं मां प्रति मां प्रति तद्दत्तवान् यदा मां मम दोषः जायते तदा शिक्षखः आगत्य तस्य दोषस्य न्यूनं कृत्वा मम विशेष नैपुण्यं स कृतः अन्तर्जालायद्वारा अपि अहं बहूनि अधीतम् तत्र यूट्यूब्द्वारा बहूनि अधीतं यूट्यूब्मध्ये बहवः ब्लोग् कृत्वा स्थापयन्ति चित्रकलायाः अहं तद्दृष्ट्वा मम गृहे अहम् तच्चित्रं कृतवान् कृत्वा कृत्वा तद्विषये अहं नैपुण्यं प्राप्तवान्